अहम् एन् एस् यू मध्ये निवसामि अत्र एकः कार्यक्रमः प्रचलति तर्हि युवजनस्य आयोजनमस्ति पूर्णरूपेण पञ्चशतकं जनानां कृते भोजनम् आवश्यकं तर्हि एकजनानां कृते अशीतिः इति भोजनं सम्यक् भवति तर्हि भवत् भवतां कृते किमपि कूपन् अस्ति डिस्कौण्ट् अपि अस्ति तेन किञ्चित् न्यूनीकृत्य दातुं यच्छन्ति चेत् सम्यक् भवति